गत मासात् पूर्वम् अहम् एकं नेट् प्रवेशपरीक्षा उत्तीर्णार्थं पुस्तकं क्रीतवान् एतत् पुस्तकं बहु अशुद्धं जातं भाषा तत्र भाषा अपि अशुद्धाजाता अत्यधिक रूप्यकाणि एव भवति तत्र एतत् पुस्तकं बहु बहवः दोषाः सन्ति तत् एतत् एव कारणं पुस्तकम् असम्यक् अस्ति असमीचीनम् अस्ति